केचन सामाजिकमाध्यमलेखाकारः अथवा छायाचित्रकाराः सन्ति ये विशिष्टाः सन्ति तान्तु अहं न जानामि किन्तु ये मम परिवारे ग्रामे अथवा ये जनाः सन्ति तान् अहम् अवश्यमेव जानामि ये प्रा प्राकृतिकरूपेणः चित्रं स्वीकुर्वन्ति अन्यत् मम भ्राता अपि लेखकारः वर्तते सः एकवारं तत्र प्रवो परोपकारिणीसभा इति पत्रिकायां स्वकीयलेखं दत्तवान् तत्र सः स्व स्वकीयहस्तेन लेखं निर्मित् निर्मितवान् तदनन्तरं तस्य प्रकाशनं प्रकाशनं करणार्थं तत्र अजम् अजमेर् प्रेषयित्वान् तत्र अजमेरतः एव परोपकारिणी पत्रिका आयाति तत्र तस्य मन्तित् तस्य लेखः अपि आगतवान् तर्हि मम भा भ्राता अपि एकप्रकारेण सामाजिक लेखकः वर्तते तर्हि ये ये प्रसिद्धः वर्तते वर्तन्ते तान्तु न जानामि किन्तु ये अस्माकं आर्श्वे पार्श्वे एव इतस्ततः ये भवन्ति तान् एव अहं जानामि